जलस्य शोधनार्थंम् उपायम् अनुसरन्ति वा आम् निश्चयेन शुद्दजलम् आवश्यकं यदा इदानीं पूर्ववत् कूपतः जलं न प्राप्नुमः अतः यदा नलिकातः आगच्छति स्थगितजलमेव वयं प्राप्तुं शक्नुमः अहम् वस्त्रम् एकं प्रसार्य तेन शुद्दतां कुर्मः तद् अपेक्षया चालनिनलिकाः सन्ति नलिकानां अधः लघु लघु चालनीयः मिलति इदानीं जलं यदा उपरिष्ठात् आग्च्छति स्वयं शुद्धं भूत्वा एव आगच्छेत् इति व्यवस्थां कल्पितमस्ति तेन कारणेन अधिकं मलिनं न प्राप्नुमः एतत् मात्रं नास्ति मुख्यतया पानजलस्य शोधनं तु बहु आवश्यकमस्ति किल तत् कारणेन वयं शोधनं यन्त्रमेव जलशोधनयन्त्रमेव स्थापयामः इति पूर्वं चिन्तितवन्तः तस्मिन् समये केनापि उक्तम् अस्ति जलशोधनयन्त्रं विद्युत्प्रसारं सर्वं भवति तत्र कानिचन रसायनवस्तूनि अपि योजयन्ति एतत् कारणेन आवश्यक मूल्यवस्तूनां पोषणवस्तूनां तत्र त्यागः भवति तस्मात् वयं यत् यज्जलं वयं पिबामः अस्माकं शरीरपोषणार्थं विद्यमान रसायनवस्तूनि न प्राप्यन्ते अतः इदानीम् आयुर्वेद मध्ये उक्तवन्तः किल सदृशं वयम् अधिकम् उष्णं कुर्मः जलम् उष्णं कृत्वा किञ्चित् तस्य जलस्य शीतलं स्थितिं प्रकोष्ठवातावरणस्थितिम् आनयामः तद् जलमेव पिबामः तेन अस्माकं कृते रुच्याः भङ्गः न भवति रुचेः भङ्गः न भवति तस्य जलस्य रुचिः अपि समानं भवति एव पातुम् अर्हं भवति एतत् मात्रं न स्नानार्थमपि जलम् उपयोगं कुर्मः तत्रापि शुद्दता अवश्यकी भवति किल अतः वयं रुतिनालिकामपि नलिकानां कृते पूर्वमेव उक्तवती वयं चालनीं स्थापयामः लघु लघु नालिकाचालिन्यः सन्ति तान् वयम् तत्र संयोजनंकृत्वा तेन द्वारा वयं जलं प्राप्नुमः इति कारणेन बहु स् शुद्दतायुक्तजलं प्राप्तुं शक्नुमः शुद्दता जलं निश्चयेन अवश्यकं किल अतः वयम् एतादृश लघु लघु प्रयोगान् कृत्वा एव अग्रे अग्रे उत्तमजलस्य प्राप्तिः भवति वा न वा इत्यपि सन्ति इति कारणेन पूर्ववत् एव वयं जलम् उपयोगं कुर्मः चेत् उत्तमं भवति इति चिन्तयामि